अस्माकं ग्रामे गृहादिकं निर्माणार्थम् एकदा प्रकृतिं पश्यन्ति कस्मिन् समये गृहस्य निर्माणं कर्तव्यं कदा कुत्र त तत्र करणेन किं भवति किम् अपायकरमस्ति किं लाभकरम् अस्ति एतत् सर्वं प्रकृतेः प्रकृतिसहायेन सर्वं ज्ञात्वा ततः ऊर्ध्वम् गृहनिर्माणं कर्तुम् आर आरम्भं कुर्वन्ति गृहनिर्माणकाले गृहस्य द्वारं कस्मिन् दिशि भवेत् कस्मिन् दिशि न भवेत् इत्यादिकं सर्वम् आलोच्य अस्माकं गृहं निर्मितमस्ति तेन तेन क्रमेण एव अस्माकं गृहम् इदं नि इदानीं निर्मितमस्ति पुनः अस्माकं ग्रामे मम अस्माकं ग्रामे गृहः गृहद्वयं वर्तते अस्माकं तत्र एकस्मिन् गृहे वयम् एकादशजनाः भवेम एकस्मिन् गृहे तद् अन्येभ्यः एतद् दत्तवन्तः तत्र मासत्रये त तेन वसतिव्यवस्थस्य धनमागच्छति तद् बहु कृषः वदामः खलु तथा तद्वत् तत् तद् गृहम् आसीत् इदानीं तस्य परिवर्तनं क कृतवन्तः मम पिता तद् यदा वृष्टिः आगच्छति चेत् गृहस्य गृहस्य अन्तं गच्छति स्म अतः एतत् सर्वं निवार्य इदानीं पुनः प्रकृतिं दृष्ट्वा तस्य निर्माणं कुर्वन्तस्सन्ति तेषां सर्वेषां ये ये म ये जनाः सन्ति गृहे तेपि समीचीनतया गृहं परिवर्तितवन्तः ते प्रमुखाः जनाः